भारतवर्षः संस्कृतपारायणदेशः अस्मिन् देशे संस्कृति संस्कृतश्च प्रभावः सर्वत्र दृष्टिगोचरः भवति तत्र भावः वर्तते सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःख भाग्भवेत् मम नियोनिय तस्य प्रभावः बाल्यादेव अस्ति आहारव्यवहारे शिष्टत्वं पाल्यते प्रतिदिनं योगप्राणायाममाध्यमेन श्वाससंरक्षणं करोति सन्ध्यावन्दनं करोमि आचारविचारशुद्धतां प्रथमं लक्षणम्